न नमस्कारः अहम् अभिनोस्मि अद्य अहं भवतां रेस्टोरेण्ट् म मध्ये भोजनम् आर्डरं कृतवान् परञ्चित् मम अकौण्ट्मध्ये धनं नास्ति हस्ते धनमस्ति मम पार्श्वे इदानीं पेमेण्ट् आप्शन् नास्ति कृपया केश् आन् डिलिवरी इति आप्शन् तत्र योजयन्तु यदि शक्यं तत्र कुर्वन्तु अन्यथा मया यत् आर्डर् कृतम् तत् निराकरोतु यदि भवान् केश् आन् डिलिवरी करिष्यन्ति तदा मम कृते सौविध्यं भविष्यति एवञ्च अहं भोजनं प्राप्तुं प्रभवामि